हलो महोदय नमस्ते महोदय विषयः अस्ति भ अद्य प्रातः भवन्तः एकं जलमानीयं दत्तवन्तः किं महोदय किम् अस्ति अद्य यद् दत्तं तद् जलं सम्यक् नास्ति खलु नैव तत् गुणवत्ता एव सम्यक् नास्ति खलु क्वालिटी सम्यगेव नास्ति पूर्वं तु सम्यक् आसीत् गतवर्षे तु इदानीं तु अस्मिन् मासे तु अहं पश्यन्नस्मि किञ्चिदपि रुचिकरं नास्ति बाधर्यमेव नास्ति जले अत्यन्तम् सर्वमहं न जानामि महोदय तस्मिन् यत् प्रदत्तं तत् सम्यक् नास्ति तावदेव योग्यं नास्ति एव कुतः आनीयते भवद्भिः हा एवं चेत् कथम् अस्माकं स्वास्थ्यं किं भवेत् स्वास्थ्यस्य च का गतिः पुनः एवं प्रतिदिनम् एवमेव यदि अहम् एकं दिनम् अस्तु एवं प्रतिदिनमेवमिति इत्युक्ते दीयते चेत् अस्माकं हा धनस्य हा पुनरोक्तिर्मया पूर्वम् उक्ते सत्यपि एवमेव प्रेषयन्ति खलु एवं प्रेष्यते चेत् कथं धनं स्वीकुर्वन्ति चेत् पुनः एतादृशमेव जलम् यच्छति दीयते चेत् कथमेवम् यथा शीघ्रं भवन्तः परिवर्तयन्तु नो चेत् मास्तु एव स्थगयन्तु तावदेव अस्माभिः अस्माभिः यद् धनं दत्तं तत् प्रत्यर्पयन्तु तावदेव किं वा भवतु एवमेव भवेत् पक्षीयाः सर्वेपि एवं न भविष्यति एवं न भविष्यति इति उक्त्वा उक्त्वा एव वयम् अग्रे गतवन्तः भवन्तः अस्तु समीचीनं जलम् हा भावः समीचीनः भावः आसीत् सः भावः इदानीं व्यपगतः तावदेव अद्य एव आगच्छन्तु अद्यैव आगच्छन्तु तद् पुनः नयन्तु तावदेव अहं प्रतिनयन्तु पुनः अस्तु भवतां विषये इदानीं विश्वासः अस्ति इति पुनः अहं भवद्भ्यः एव वदन् अस्मि नूतनं जलम् आनीय यच्छन्तु तावदेव शीघ्रम्

हा कियान् कालः अपेक्षते इतोपि आगन्तम् इदानीं एवं बहवः ज जनाः आगताः महोदय यद् गृहे इदानीं प्रतिक्षणं कुर्वन्तः सन्ति अद्य कार्यक्रमः विद्यते अस्माकं गृहे तावत् तावान् कालः अपेक्षते वा तावान् कालः अत्यन्तं निकटे एव सन्ति खलु भवन्तः भवन्तः अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु हा हा हा अस्तु आनश्यन् अस्तु अस्तु यथा शीघ्रमागच्छन्तु नमस्ते नमस्ते नमस्ते नमस्ते